हा नमस्ते महोदय एवं वा हा अस्तु कीदृशम् ए बेडरूम् कति चेन हा हा

आं महोदय आम् एवं वा त्रय वर्षावश्यकम् अस्ति वा

एवं महोदय एवं करोतु भवान् एकमासम् एकमासं ददाति चेत् तथापि व्यवस्था अस्ति प्रति एकेकमासं भवान् यद् भाटकं ददाति चेत् तस्य मौल्यं भिन्नमस्ति भाटकं भिन्नमस्ति तस्य कृते अड्वान्स् न दातव्यं पूर्वमेव धनम् आवश्यकं नास्ति एकमासम् एकमासम् इत्युक्ते किञ्चित् अड्वान्स् दातव्यं भवति पूर्वमेव धनं हा नो चेत् एकवर्षस्य एकवारं ददाति चेत् तस्य कृते अड्वान्स्स्य आवश्यकता नास्ति हा अतः एकवर्षस्य कृते विंशत्यधिकम् एकलक्षरूप्यकाणि भवन्ति विंशतिसहस्राधिकम् एकलक्षरूप्यकाणि भवन्ति हा महोदय न महोदय एकवर्षस्य ददाति चेत् पूर्वमेव दातव्यं नो चेत् प्रतिमासे मासे ददाति चेत् किञ्चित् एकलक्षरूप्यकाणि पञ्चाशत्सहस्ररूप्यकाणि पूर्वमेव दातव्यम् यदा भवान् गृहं त्यजति तदा अहं भवतां धनं ददामि हा

अस्तु अस्तु महोदय आगच्छतु राम राम राम